अहं कुत्रापि पाकप्रतियोगितायां भागग्रहणं न कृतवान् अपि च दूरदर्शनेअपि भागग्रहणं न कृतवान् युट्यूब्मध्येपि किमपि वीदियो न स्थपितवान् परन्तु अहं यदा नाम डिग्री समाप्यदेशान्तरे गतवान् अनन्तरम् नाम कर्नाटकराज्यम् आगतवान् तत्र भोजनं स्वयं कृत्वा कृत्वा मम अभ्यासः सञ्जातः अहम् इदानीं बहुप्रकारकः भोजनं निर्माणं कर्तुं समर्थोस्मि अत्र पर् छात्रवासे मेश् नासीत् अतः स्वयमेव सर्वं स्वीकृत्य भोजनादिकं करणीयमासीत् तत्र भोजनसमये ग्यास्मध्ये यदा पाककार्यं कुर्मः तदानीं किञ्चित् कठिनः रिस्क् कार्यमस्ति परन्तु असम्भवः नास्ति अतः भोजनं नाम पाककार्यं कृत्वा कृत्वा निर्माणं कृत्वा कृत्वा इदानीं मम अभ्यासं सञ्जातम् आधिक्येन शाकानि तु निर्माणं करोमि अन्नं रोटिका एते नैके नाम भोजनविशेषाः ये ये सन्ति सर्वं निर्मातुं समर्थोस्मि